हरिः ओम्

भवत्याः नाम किं भवती का भवत्याः आम् आम् आम् कस्टमर् वा भवती हा ओ वृष्टिः भवति किल भगिनि अधिक अधिकवृष्टिः अस्ति तदर्थमेव आगन्तुं न शक्नोमि भगिनि क्षम्यताम् क्षीरम् आनयामि भगिनि आनयिष्यामि अनन्तरम् अन्तः श्वः वा ह्यः वा हा हा हा शरत् ऋतुः किल म मातः तदर्थमेव बहु गावः तादृशमेव दुग्धं ददति हा क्षीरं मधुरमेव भवति क्षम्यतां भगिनि क्षम्यताम् श्वः निश्चयेन सम्यक् दुग्धं ददामि भगिनि क्षम्यताम् अस्तु